मम ग्रामस्य युवानां कृते अधिकरूपेण कृषिः एव इष्टा भवति यतोहि कृषिकार्यं क्रियते चेदेव जनानां भोजनं भवति इति कृत्वा अधिकाः युवानः तदेव कर्तुम् इच्छन्ति यतोहि अहं तत्र तेभ्यः सम्यक् पा ते तद्विषये बोधनं कृतवान् अस्मि कृषिः क्रियते चेत् एवं लाभः भवति पूर्वं यथा कृषिकाः बहु दीनाः दुर्बलाः भवन्ति स्म तथा इदानीं नास्ति यतोहि नगरं गत्वा कृषिविषये अध्ययनङ्कृत्वा तत्र स्नातकोत्तरस्तरे सर्वं पदवी इत्यादिकं प्राप्य पुनः ग्रामम् आगत्य सम्यक् कृषिकार्यङ्कृत्वा भोजनदानम् इति बहु पुण्यकार्यं भवति अतः तत् कुर्वन्ति इत्येवं भोजनदानं पुण्यकार्यम् इति तेभ्यः ज्ञापयित्वा

इदमेव कर्तुम् आधिक्येन इच्छन्ति तत्र यवानां नाम अन्नस्य वर्धनं भवतु एवं भिन्नभिन्नधान्यानां वर्धनं भवतु इत्यादिकं सर्वं ते अधिकम् आधिक्येन कुर्वन्ति नाम इदानीं रेश् रेश्मे इति यद् उच्यते सिल्क् इति तदपि केचन कुर्वन्ति केचन अन्नस्य कुर्वन्ति केचन यवानां कुर्वन्ति केचन अन्य अन्यम् शाखायाः कुर्वन्ति इत्येवं मम ग्रामस्य युवानः अपि कृषिकार्ये सँल्लग्नाः भवन्ति ते तु बेङ्गलूरुनगरम् आगत्य तत्र स्नातकोत्तरस्तरपर्यन्तं कृषेः विषयं अध्ययनं कृत्वा पुनः ग्रामम् आगत्य तदेव कार्यं कर्तुम् इच्छन्ति इति मम ग्रामस्य विषयः